संस्कृतभाषायाः विकासः तावत् बहु बहूनाम् कष्टवशात् सञ्जातः अपि च तत्र महान् परिश्रमः वर्तते बहवः प्रचारकाः बहवः व्रतं स्वीकृत्य संस्कृतभाषायाः विकासं कृतवन्तः बहुकष्टेन कृतवन् कष्टेन स्व इच्छया कृतवन्तः यथा प्रतिग्रामेश्वपि किमपि समाधानेन विना ते शिबिरं चालयन्ति दशसु दिनेषु यथा ते किञ्चित् रूपेण संस्कृतं यथा पठेयुः तथा ते दशसु दिनेषु पाठयन्ति तेवम् अपि च अग्रे तस्य महत्वं प्रथमं ज्ञापितवन्तः एवं बहवः महत्वमेव संस्कृतस्य महत्वमेव न जानन्ति स्म एवं महत्वं ज्ञापयन्तः ते संस्कृतभाषायाः विकासं कृतवन्तः तत्र च मया परिवर्तनं दृष्टमस्ति यत् केवलं दशसु दिनेषु एव अज्ञातः किमपि न ज्ञातः संस्कृतस्य विषये तादृशोऽपि सुलभं वाक्यं कृत्वा सः भाषितुं शक्नोति तादृशान् अहम् बहून् जनान् दृष्टवान् अस्मि मम ग्रामस्य प परितः एव ते च विद्यन्ते